हा अत्र समुद्रं वर्तते अतः समुद्रतीरम् इति कृत्वा मीनादीनां तत्र व्यापाराः अधिकतया कर्तुं शक्यते ततश्च अस्माकं प्रदेशे ब्राह्मणासंस्कृतिः वर्तते विशेषतः देवस्थानानि बहूनि सन्ति अतः देवस्थानानाम् उपयोगः धर्मस्य व्याख्यानार्थं तस्य च लोकक्षेमायकरणं यज्ञयागादीनाम् आचरणम् अतीवसुलभम् अत्र कर्तुं शक्यते एवं मानवसम्पन्मूलः मुलं नाम अत्र विद्यमानेषु जनेषु ब्राह्मणाक्षत्रियावैश्यशूद्राणां सर्वेषामपि देवस्थानादीनां व्यवहारः व्यापारेषु तत्र अतीव आश्रयभूताः सन्ति किञ्च मीनादीनां व्यवहारः तत्र वैश्यानां क्षत्रियाणां शूद्राणाञ्च अतीव सुष्ठुः कर्तुं शक्यते